तन्त्रज्ञानस्य कारणात् मनोरञ्जने परिवर्तनम् अवश्यं जातम् अस्ति यथा पूर्वं सर्वं भरतनाट्यकार्यक्रमः वा भवतु अथवा सङ्गीत कार्यक्रमः इति यत् किमपि भवति चेत् कस्मिञ्श्चित् देवालयः भवति स्म तत्र सर्वे अपि जनाः गच्छन्ति पुनः कार्यक्रमं दृष्ट्वा तत्र नर्तकीं वा अथवा गायकं गायकीं वा अभिनन्दन्ति स्म परन्तु सम्प्रति किं जातम् अस्ति तन्त्रज्ञानकारणात् सर्वं लैव् प्रचलति लैव् इत्युक्ते यथा तत्र यत्र कुत्रापि दृष्ट्वा ते कार्यक्रमं द्रष्टुं शक्नुवन्ति अनेन किं जातम् अस्ति एतत् कार्यक्रमं गन्तुं न शक्नुवन्ति तेषां तु अवश्यं महदुपकारम् उपकारकं जातम् इति वक्तुं शक्यते अपि च इदानीन्तन काले दूरभाषासु किं द्रष्टुं नैव शक्यते इति प्रष्टव्यम् यतोहि चलनचित्रं पश्यामः गीतं श्रुण्मः भिन्न भिन्न प्रवचनानि श्रोतुं शक्नुमः क्रीडाः अपि तत्र दूरभाषायाम् एव दूरवाण्या एव कर्तुं शक्यते अतः पूर्वं ये ये अवकाशाः न आसन् ते सर्वे अपि अधुना प्राप्ताः सन्ति परन्तु यत् प्राप्तम् अस्ति तस्य सदुपयोगः करणीयः इत्येव

अंशः अस्माभिः मनसि निधातव्यः